अस्माकं पूर्वजाः बहूनि आचरणानि कृतवन्तः तस्य पृष्टतः किमपि कारणं अवश्यम् आसीत् परन्तु अध्यतन आधुनिकशिक्षणे तस्मिन् विषये किमपि न दृष्यते केवलं कः राजः कियत् धनं स्वीकृत्य गतवान् ब्रिटीष् जनाः कथम् अस्मान् पीडितवन्तः इत्येव विषये एव ज्ञायते अस्माकं देशः सम्पद्भरितः देशः आसीत् इदानीमपि अस्ति परन्तु एतत् सर्वं कथं ज्ञायते इत्युक्ते अस्माकम् आधुनिकविषये पाठ्यपुस्तके एतत् सर्वं स्थापयति चेत् तदेव अस्माकं भारतदेशस्य विषये ज्ञातुं शक्यते